मम मतम् अस्ति वयं सर्वदा स्टेम् स्टेम् इति उक्त्वा अन्यविषये अवधानं न दद्मः इति अस्माकं भारतीयशिक्षणविषये बहुविषयाः सन्ति परन्तु सर्वदा सैन्स् टेक्नालोजी इञ्जिनियरिङ्ग् इति एकत्र एव गच्छामः तत्र अपि केचन कष्टानि अनुभवन्ति अहम् ऐ टी क्षेत्रे आसं बहु वर्षा वर्षेभ्यः इति कारणात् वदामि तत्र अपि बा युवकाः किं कुर्वन्ति एकम् ऐ टी क्षेत्रे कार्यं कुर्वन्ति ततः उपरि न गच्छन्ति भारतदेशतः कति रिसर्च् अभवत् कति प्राडक्ट्स् वयं नूतन प्राडक्ट्स् वयं डिस् इनोवेट् कृतवन्तः अन्याः चीनजनाः कोरियजनाः किं कुर्वन्ति तत् वयं सम्यक् उपयोगं कुर्वः कुर्मः आप् वा दूरवाणी वा परन्तु तावत् वयं न कुर्मः वयं न रिसर्च् वा अथवा प्राडक्ट्स् वा वयं न कुर्मः अतः केवलं स्टेम् इति उक्त्वा तस्मिन् विषये नास्ति उच्चैः स्तरः गन्तव्यम् इदानीं टेक्नालोजी अस्ति चेत् अस्माकं भारतियजनानां कीदृश तत्र वयं किं कृतवन्तः तत्र केवलं वयं ग्राहकाः एव भवामः तावत् प्राडक्ट्स् वयं न इनोवेषन् कृतवन्तः अतः तस्मिन् विषये इदानीं चिन्तनम् अवश्यम् के आवश्यकम् केवलं स्टेम् इति न पर्याप्तं भवति इति मम मतम्